क्रीडाः जनानां शारीरिकमानसिकस्वास्थे योगदानं यच्छन्ति एव तत्तु स्पष्टमेव अस्ति अस्ति यथा क्रीडायाः कृते अहं बहिः गच्छामि बहिः जनाः भवन्ति तैः सह समञ्जनं करणीयं भवति तर्हि सामञ्जस्यम् इति एकः गुणः क्रीडाकारणेन भवति अनन्तरं क्रीडा कारणेन एव शरीरस्य कृते क्रीडा एव शरीरस्य कृते व्यायामदायिनी अस्ति एव तेन शारीरिकं मानसिकं च स्वास्थ्यं यतः मनः उल्लसितं भवति प्रफुल्लितं भवति मनः स्वस्थं भवति आनन्दितं भवति मनः तेन कारणेन स्वास्थ्यम् यदि मनः एव चित्ते प्रसन्ने भुवनं प्रसन्नं यदि मानसिकस्वास्थ्यमस्ति तर्हि एव शरीरं स्वस्थं भवति अन्यथा शरीरे भिन्नभिन्नरोगाः सम्भवन्त्येव इत्यतः क्रीडा महत्वभूता एव यदि क्रीडायाः कृते बालाः गृहात् बहिः न गच्छन्ति गृहे एव तिष्ठन्ति तर्हि तेषां मानसं तेषां दृष्टिकोणः विशालः कथं सम्ब भवितुमर्हति तदर्थं क्रीडा महत्वभूता एव इदानीं यत्र तत्र समस्या डिप्रेशन् समस्या तानव तानव समस्या दृश्यते अनुभूयते किमर्थं यतः स्क्रीन् मध्ये भवन्ति खलु बालाः क्रीडायाः कृते बहिर्न गच्छन्ति तेन कारणेन तेषां डिप्रेषन् समस्या इति मन्ये